अस्माकं प्रदेशः वर्तते उत्तरकन्नडमण्डलम् तत्र परिसरः बहु समीचीनतया परिरक्षितं वर्तते तथा च देवेन बहु सम्यक् रचितं वर्तते इति कृत्वा अस्माकं प्रदेशे अनेकानि स्थानानि प्राप्यन्ते द्रष्टुम् तत्र अनेके जलपाताः ट्रेकिंग् स्थानानि च प्राप्यन्ते ट्रेकिंग् स्थाने तु वयं सन् रैज़ेज़् सन् सेट् च द्रष्टुं शक्नुमः यदा तु सन् रैज़् द्रष्टुं गच्छामः तदपि वृष्टि आ तदपि शैत्यकाले तदा च सन् रैज़ेज़् भवति इत्यपेक्षया तत्र मेघाः बहु समीचीनतया द्र दृश्यन्ते येन अस्माकं मनोह्लादः भवति जलपाताः तावत् अनेके वर्तन्ते इति कृत्वा तत्र तेषां वैशिष्ट्यं भिद्यन्ते एव विभिन्नतया च ते दृश्यन्ते तस्मात् अस्माकं प्रदेशः बहुसुन्दरं वर्तते इति वक्तुम् इच्छामि